भारते सञ्चारार्थम् अनेकाः व्यवस्थाः वर्तन्ते लोकयानं रेल यानं विमानयानं पुनश्च वस्तूनां प्रेषणार्थं नौकाः इत्येवं भिन्नभिन्नव्यवस्थाः वर्तन्ते पुनश्च नगरेषु रिक्षा यानम् एवम् अनेकाः व्यवस्थाः वर्तन्ते इदानीं तु सञ्चारे वेगसम्पादनार्थं मेट्रो रेल् यानम् आगतमस्ति पुनश्च बुलेट् रेल् यानमिति एवं रूपेण नूतन आविष्काराः अपि सञ्चारव्यवस्थायां जायमानाः वर्तन्ते एवं व्यवस्थाः वर्धमानाः तत्र कदाचित् काश्चन समस्याः अपि उत्पन्नाः वर्तन्ते मार्गे बहुत्र गर्ताः निर्मिताः गर्ताः निर्मिताः वर्तन्ते कदाचित् वर्षा कारणात् काचिदेवं अन्यव्यवस्थस अन्याः अन्यस्याः व्यवस्थायाः निर्माणकाले अपरत्र कदाचित् समस्याः उद्भवन्ति उदाहरणार्थं मेट्रो निर्माणार्थं मार्गे मार्गमध्ये एव गर्ताः निर्मीयन्ते तेन च वाहनगमनागमने अत्यन्तं क्लेशः अनुभूयते एवं काश्चन समस्याः अपि वर्तन्ते केचन उपयोगाः अपि वर्तन्ते किन्तु भारते सञ्चारव्यवस्थायाः सञ्चारव्यवस्था तु अत्यन्तं समीचीना वर्तते बहुत्र सम्यगेव अस्ति इति आशयः